प्रश्नः एषः अतीव उत्तमः लेखनं मनोरथरूपेण एव व्यावसायिकता व्यावसायिकता तत्र न मम लेखने तथा किमपि नास्ति सामान्यतया महाविद्यालये एव स्फुरति लिखितुं किमपि यथा नाट्यलेखनं कथालेखनं मम सर्वदा प्रचलति यत्किमपि लिखितं नु तत्र सेवाकाले एव मम अधिकं लेखनं स निवृत्तेः अनन्तरं मम लेखनं सम्भवेत् एव परन्तु लेखनार्थं कुत्रचित् गन्तव्यं गृहे अशक्यम् इति उपविश्यलेखनार्थं किमपि विशिष्टस्थानम् इति न परन्तु शान्तता महत्वभूता एव गृहे किं कोलाहलः भवति अनन्तरं मम दौहित्र्यौ स्तः तेषां तासां तयोः कोलाहलः तू बहु अस्ति तर्हि व्यत्ययः इत्यर्थं लेखनार्थम् उपविश्य लेखनार्थं विशिष्टं स्थानं विशिष्टं न परन्तु शान्ततापूर्णस्थानम् आवश्यकम् इति मन्ये अनन्तरं यत्किमपि लिखामि तत्र केवलम् एका महन् आनन्दः तत्र मम एक आनन्दाय एव लेखनं साहित्यनिर्माणम् आनन्दाय तत्र व्यावसायिकता इत्यादिकं कदापि न पश्यामि अनन्तरं संस्कृतेनैव लेखनम् इति मम संस्कृतस्य कृते एव प्राधान्यं संस्कृतेन एव लिखामि संस्कृतेन एव प्रस्तौमि च